आम् मम ग्रामे भजनमण्डल्यः सन्ति भजनमण्डल्यः नास्ति भजनमण्डली अस्ति नाम मम ग्रामे एकम् एकं मन्दिरम् अस्ति तत्र भजनादिकं जनाः कुर्वन्ति तस्मिन् समये भजनमण्डलीम् उपयुज्यन्ते सङ्गीतं वाद्यानि इत्यादिकं तेषां बहूनि गानानि ते आलपन्ति तस्मिन् समये बहु सम्यग्रूपेण ते आलपन्ति यदा मन्दिरे प्रायः षड्वादनादारभ्य अष्टवादनं यावद्वा तेषां समयानुगुणं समयानुगुणं ते कुर्वन्ति बहवः जनाः आगत्य एकः गायाति एकः सङ्गीतवाद्यान् उपयुज्य गानं करोति केचनाः गानस्य आलापनं करोति ते अनुवर्त्य आलापन्ति तादृशरूपेण भजनानि ते कुर्वन्ति कुर्वन्दि तादृशरूपेण अपि भजनमण्डल्यः सन्ति अस्मि अहं श्रुतवती मम ग्रामे मन्दिरेषु एव तादृश मण्ड भजनमण्डल्यः वर्तन्ते इति अहं चिन्तयामि अन्यद् मठेषु अपि वर्तन्ते मठेषु अपि भजनादिकं जनाः कुर्वन्ति मन्दिरेषु प्रायः सर्वे मन्दिरेषु एतद् भजनमण्डल्यः कुर्वन्ति